गूडचर्याविषये अर्थशास्त्रस्य मतं उतत्मः प्रश्नः सर्वदा गूडचर्यां कर्तव्यं राज्यरक्षणाय राष्ट्ररक्षणाय राष्ट्र अभिवर्धनाय च गूडग गूडच च गूडचर्या कर्तव्यं भवति यतः सर्वदा शत्रुजनाः भवन्त्येव शत्रुजनानां कपिमुष्ट्या बन्धितुम् अथवा शत्रुजनानां आलोचनं किम् इति चिन्तयितुम् अथवा वक् तत् ज्ञातुं गूडचर्या अपेक्षते अर्थशास्त्रस्य अत अर्थशास्त्रद्वारा चिन्तयामश्चेत् राजा प्रतिदिनं प्रतिक्षणं च गूडचर्यारूपेण स्वयं गत्वा तत्र मत्वा च राज्यरक्षणं कर्तव्यम् इति अनन्तरं गूडचर्यजनान् अपि सर्वदा सम्पर्के संस्थाप्य तत्र व्यवस्थां कर्तव्यं तदानीं देशरक्षणं राष्ट्ररक्षणं भवितुम् अर्हति